सप्तचत्वारिंशत्यधिक नवदशशततमवर्षे आगस्ट् मासस्य पञ्चदशदिनाङ्कः पञ्चनवत्यधिक नवदशशततमवर्षस्य जुलै मासस्य षोडशदिनाङ्क त्रिषष्ठ्यधिक नवदशशततमवर्षस्य नवम्बर् मासस्य अष्टादशदिनाङ्कः दशाधिकद्विसहस्रतमवर्षस्य आगष्ट् मासस्य अष्टादशदिनाङ्कः सप्ताधिकद्विसहस्रतमवर्षस्य अक्टोबर् मासस्य त्रयोदशदिनाङ्कः